गृहे एतादृशी एतादृशी स्थितिः मा भवतु इति कामये परन्तु यदि मम गृहे कोपि रुग्णः भवति तर्हि अहं सर्वप्रथमं रुग्णालयं प्रति गच्छामि दर्शयामि यः यस्य ज्वरः अस्ति वा किमपि अस्ति तस् साक्षात् किम् अभवत् अस्मिन् विषये जानामि वैद्यस्य परामर्शानुसारम् अहं गृहम् आगत्य तं प्रतिदिनम् उष्णजलं ददामि तेन किं भवति ये बेक्टेरिया भवन्ति ते न्यूनाः भविष्यन्ति इतोऽपि अहं प्रतिदिनं पातुम् दुग्धं यच्छामि दुग्धं स्वास्थाय भवति अतः अहं दिने द्विवारम् अथवा त्रिवारम् अहं दुग्धं ददामि इतोऽपि यदि भोजनविषये वक्तव्यं चेत् अहं सामान्यं भोजनं यच्छामि यत्र कटुः न भवति अधिका मरिचिका न भवति एतादृशं सामान्यं भोजनम् अहं दातुं शक्नोमि उदाहरणार्थम् ओदनम् ओदनं वयं दातुं स शक्नुमः सुजि इति महाराष्ट्रे वयं वदामः सुजि अपि वयं दातुं शक्नुमः एतादृशं तक्रं तक्रमपि स्वास्थाय भवति अतः अहं तक्रमपि ददामि